संस्कृतं जगतः एकतमम् अतिप्राचीना सा मृता शास्त्रीया च भाषासु वर्तते संस्कृतं भारतस्य जगतो वा भाषासु एकतमा प्राचीनतमा भवति अमरवाणी गीर्वाणी देवभाषा वेदभाषा वेदवाणी इत्यादिनामभिः एषा भाषा प्रसिद्धा भवति भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपर्युक्ताः संस्कृतात् एव अधिकं भारतीयभाषाः अद्भुताः तावदेव भारतयूरोपीयभाषावर्गीयाः अनेके अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयति संस्कृतवाङ्मयं विश्ववाङ्मयम् इति द्वितीयं स्थानम् अलङ्करोति संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति वेदशास्त्रपुराण इतिहासकाव्यनाटकदर्शनादिभिः अनन्तवाङ्मयरूपेण विलसत् अस्ति एषा वेदवाक् न केवलं धर्मार्थकाममोक्षमोक्षात्मकं स्यात् चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्य साहित्यस्य साहित्यस्य शोभां वर्धयेत् अपि तु धार्मिकनैतिक आध्यात्मिकलौकिकवैज्ञानिक पारालौकिकविषयैः अपि सुसम्पन्नेयं वेदवाणी